पर्यटनस्थानानि विकासयितुं अहं सर्वकारस्य अथवा ग्रामपञ्चायत्प्रति सूचनाम् दातुम् इच्छामि यदि अस्माकं प्रदेशन्तु सामान्यतः मल्नाडुप्रदेशः प्रदेशः अत्र सामान्यरूपेण वनानि एव भवन्ति वनानां मध्ये एव प्रेक्षणीयस्थानानि भवन्ति जनाः अपि पर्यटनं कर्तुम् इच्छन्ति फ़ाल्स् इत्यादिकं भवति अतः यदि गामपञ्चायत् अथवाः सर्वकारः अधिकाधिकप्रचारः करणीयः यदि प्रचारः क्रियते एव तत्तत् जनानां गन्तुं शक्यते अनन्तरं सम्यक् मार्गः यदि मार्गः सम्यक् भवति वर्षसामान्यतः वर्षाकाले एव गच्छन्ति फ़ाल्स् इत्यादिकं द्रष्टुं अतः मार्गः सम्यक् भवति चेत् जनाः गन्तुम् अपि शक्नुवन्ति तेषां मार्गदर्शनम् आवश्यकम् इदानीन्तु इदानीन्तन दिने तु जनाः अतीव अधिकाधिकमार्गदर्शनम् इच्छन्ति वासव्यवस्था कुत्र अस्ति आहारव्यवस्था भवति वा न वा वासव्यवस्था कथम् अस्ति शुल्कं कियत् भवति इत्यादि विषये यदि एवं सम्यक् व्यवस्था क्रियते चेत् अस्माकं पर्यटनस्थानानि अपि विकासयन्ति इति वक्तुम् इच्छामि